मदीया स्थानीया भाषा अस्ति हिन्दीभाषा स्वकी स्वकीयमनसः यः विचारः यादृशी बा भावना भवति स स्थानीयभाषायां यदि उच्यते चेत् तदा सर्वजनसुलभा भवति सर्वे जनाः सम्यग्तया अवगन्तुं शक्ताः भवन्ति अतः सम्प्रेषणेऽपि सौकर्यं भवति श्रोतॄणां कृते श्रवणेऽपि सौकर्यं भवति एवं यत् आविष्टं कथ कथ्यं अस्ति तत् सम्यक्तया जनेषु प्रसर्तुं शक्यते अतः स्थानीयभाषायाः उपयोगः कर्तव्यः अथ च स्थानीयभाषायां अनुरागः भवति प्रेम भवति स्नेहः भवति अतः जनाः संलग्नाः भवन्ति अतः बहुधा स्थानीयभाषायाः प्रयोगः एव अस्माभिः तत्र श्रेष्ठत्वेन अङ्गीकार्यः